संस्कृतभाषा देवभाषा इत्युच्यते विशेषतः संस्कृतस्य विकासः मन्त्राणां परतः अभूत् इति अहं मन्ये किमर्थम् इत्युक्ते अस्माभिः सर्वदा अपि अत्र शास्त्रेषु उच्यते वेदमन्त्राणां भाषा संस्कृतम् इति न संस्कृतं सम्यक् कृतम् मन्त्राणां संरचनं दृष्ट्वा संस्कृतभाषायाः निर्माणः निमार्णं कृतवन्तः सज्जनाः इति सर्वदा अपि उच्यते अतः यथा वेदमन्त्राणां कालः निर्धारयितुं न शक्यः तथैव संस्कृतभाषायाः इतिहासः कथं कदा आरब्धः इत्यपि वक्तुं न शक्यते तथापि एतद् एकं तु सत्यमेव तत् संस्कृत भाषा विकसनन्तु वेदमन्त्राणां पुरसरमेव अभूत् वेदमन्त्राणां संरचननेव प्रेरणा आसीत् संस्कृतभाषायाः निर्माणे इति सज्जनानाम् अभिमतम् इति वक्तुं शक्यते